हरि ओम् महोदय भवान् कुत्र अस्ति अहम् अहम् अत्रैव अस्मि अहम् अत्र क्रीम्बौल् नाम्ना एकम् पयोहिमस्य आपणमस्ति तत्र पुरत तस्य पुरतः एव अस्मि भवान् कुत्र अस्ति न न पश्यामि अहं न दृश् दृश्यते भवतः यानं न दृश्यते अत्र आम् एतत् अस्ति खलु भवान् तत्र एस् कोचिङ्ग् सेन्टर्तः किञ्चित् अग्रे आगच्छतु तत्र हा हा स तत्रैव तत्रैव किञ्चित् अग्रे आगच्छतु तत्र क्रीम्बौल् इति न तत्र प्रथमम् एतत् देवालयः अस्ति बालाजि देवालयः अस्ति तस्य अग्रे आगच्छति चेत् तत्र पुरतः अहं तिष्ठवती हा तत्रैव पयो हिमस्य आपणं तस्य पुरतः न न तस् तत् समीपे एकम् आपणमस्ति पुस्तकस्य आपणमस्ति अनन्तरम् एतत् पयो हिमस्य आपणमस्ति